मूल्याङ्कनानां मुद्राणां पाषाणखण्डानां सङ्ग्रहस्य शैक्षणिकमूल्यं बहु अधिकं भवति यतोहि शैक्षणिकक्षेत्रे एतेषां त्रयाणां शोधविषयेषु बहु आवश्यकता वर्तते यतोहि स्टेम्प्स् यतोहि डाक् टिकेट् इत्यादिकम् भवति मुद्रणं भवति पाषाणखण्डाः भवन्ति तेषु किम् अस्ति अभिलेखाः भवन्ति तत्र किमपि पुरातनं प्रिण्ट् एव भवति ते अस्माकं शोधकार्ये बहु सम्यक्तया अग्रे आगच्छन्ति अतः एतेषां त्रयाणां शैक्षिकमूल्यं ज्ञात्वा एव एतेषां संरक्षणं करणीयम् इति